अहं एक् सप्ताहात् प्राग् एकं ब्लेज़र् क्रीतवान् मम भगिन्याः विवाहमहोत्सवः आसीत् इत्यतः क्रीतम् आसीत् तस्य वर्णं तु बहु सम्यग् आसीत् अस्ति एवं तस्मिन् मम छायाचित्राणि अपि सम्यक् आगतानि अहं बहु सन्तुष्टः अस्मि